अहं भवतः कम्पनीतः पार्सल् आर्ड्र कृतवान् आसम् परन्तु यः तस्य डेलिवरी कृतवान् तस्य स्वभावः सम्यक् नास्ति यदा अहं पृच्छामि किमर्थं मम आर्डर् विलम्बितम् इति तर्हि सः सम्यक्तया उत्तरं न यच्छति अपि च तर्जनमपि करोति